संस्कृतभाषां ये न जानन्ति तत्र चिन्तयतु म मन्दिरं मन्दिरं गमनं भविष्यति तत्र भवति तर्हि तत्र समानशब्दाः ये भवन्ति यथा पुष्पं तर्हि पुष्प वदामि सर्वे जानन्ति एव तत्र प्रसादं व प्रसाद प्रसादं वदामि तर्हि तत्र जानन्ति सर्वे नारिकेलं फलं वदामः फलं फलमिति सर्वे जानन्ति तथा अर्चनां कुर्मः तर्हि अर्चना शब्दस्य सर्वत्र प्रयोगः भवति तथा समानां समानानां शब्दानां प्रयोगं कृत्वा तत्र व्यवहारं सम्यक्तया कर्तुं शक्नुमः अनन्तरं तत्र स्वस्य स्वस्य भाषा भाषया भाषायाः प्रचारप्रसारकदृष्ट्या अपि तत्र किमपि कर्तुं शक्नुमः अनन्तरं परं प्रारम्भिकतया एतादृशमेव व्यवहारं कर्तुं तत्र शक्यते